उजिरे महाविद्यालये अहं कार्यंकरोमि एषः महाविद्यालयः दक्षिणकन्नडमण्डले अत्यन्तं प्रसिद्धः महाविद्यालयः वर्तते अस्माकं महाविद्यालयस्य प्रत्येका क्रडानीतिः इति अस्ति क्रीडाव्यवस्था वर्तते क्रीडां अभ्यस्तुं क्रीडाविषयं स्वीकृत्य पठितुं तद्विषये अभ्यासं कर्तुं च राजस्य नानाभागेभ्यः छात्राः अत्र आगत्य वसन्ति क्रीडा हास्टेल् इति वासव्यवस्था अस्माभिः क्रियमाणः आस्ति वर्तते प्रतिवर्षं श्रीक्षेत्रधर्मस्थलं क्रीडा अभिवृद्ध्यर्थं लक्षाधिकं धनं तत्र प्रयच्छति अतः क्रीडाक्षेत्रे क्रीडाङ्गणादिव्यवस्था सुसम्पन्ना अस्माकं प्रदेशे उजिरे प्रदेशे वर्तते अत्र प्रायः सर्वविधाः क्रीडाः क्रीड्यन्ते कब्बड्डी इति वदामः वालिबाल् फ़ुट्बाल् त्रोबाल् टेन्निस् टेबल् टेन्निस् एतादृशाः सर्वाः अपि क्रीडाः अत्र क्रीड्यन्ते पुरुषाणां कृते महिलानां कृते

स्विम्मिङ्ग् पूल् व्यवस्था वर्तते प्रतिदिनं प्रातः अनन्तरं सायं शताधिकाः छात्राः अत्र अभ्यासं कुर्वन्ति तादृशं क्रीडाङ्गणम् अस्माकं प्रदेशे वर्तते प्रायः अत्रत्याः याः क्रीडाः क्रीड्यमानाः वर्तन्ते ताः राज्यस्य अन्येषु स्थलेषु अपि सन्ति परन्तु एकत्रैव अस्माकं यथा व्यवस्था वर्तते तथा व्यवस्था राज्यस्य अन्यभागेषु तथा न अस्ति इत्येव मे मतिः अतः अस्माकं क्रीडाव्यवस्था भिन्नरूपेण अत्र व्यवस्थितरूपेण क्रडाव्यवस्था अत्र वर्तते एवं क्रीडनकं विषयं स्वीकृत्य पठितुं च अत्र बहवः छात्राः दूरात् आगच्छन्ति इति अस्माकं अनुभवः